इदानींतनकाले तन्त्रज्ञानम् अनिवार्यम् अस्ति बालकाः छात्राः सर्वे अपि तन्त्रज्ञानं सम्यक् शिक्षा पठन्ति विना तन्त्रज्ञानम् आधुनिके काले किमपि प्राप्तुं न शक्यते अतः विद्यालये पठन्तः छात्राः अध्यापकाः अन्यकार्यालयेषु कार्यं कुर्वन्तः उद्योगस्थाः सर्वेपि सङ्कणकं सम्यक् जानीयुः ये सङ्कणकम् अथवा तान्त्रिकपद्धतिं न जानन्ति ते सर्वे अपि समूहात् पृष्ठतः गच्छन्ति एव अतः इदानीं सर्वे अपि जनाः तन्त्रज्ञानं प्राप्तुम् इच्छन्ति आधुनिककाले सोशियल् मीडिया इति यद् वदामः सामूहिकमाध्यमं यदि यद् वदामः तत्र सर्वत्रापि जनाः छात्राः सर्वे अपि बहून् समयः बहु समयं यच्छन्ति अतः एतेषाम् तन्त्रज्ञानम् अनिवार्यमेव सामान्यतन्त्रज्ञानं यद् कम्प्यूटर् इति यद् वदामः तस्य सामान्यज्ञानम् अनिवार्यमेव तत्सर्वं यदि अस्ति तथा आधुनिकसमाजे जनाः अग्रे गन्तुं शक्नुवन्ति